अहं प्रतिदिनं प्रातः सार्धचतुर्वादने उत्तिष्ठामि उत्त्थानोत्तरं योगासनं कृत्वा तदुत्तरं स्नानाधिकं समाप्य आदौ अनुष्ठानं करोमि मम गायत्रीव्रतं वर्तते इति कृत्वा मया अवश्यं अनुष्ठानं क्रियते अतः दिनस्य आरम्भस्तु शुभ भवत्येव किन्तु यदि काचित् विशिष्टा घटना अथवा कश्चन विशिष्टः विषयः आरम्भणीयः जीवने तर्हि तस्य आरम्भे इतोपि किञ्चित् विशिष्टं कर्तव्यं येन च शुभारम्भः स्यात् तदर्थं अहं मम इष्टतमं देवं स्मरामि कदाचित् ग्रन्थाद्यध्ययनं करोमि प्रातः तस्य आरम्भे कदाचित् मदुर मधुर भोजनं मम गृहे क्रियते तस्य सेवने सेवनद्वारा मधुरारम्भः जातः इति मत्वा मम कार्यस्य आरम्भं करोमि पित्रोः अशीर्वादं प्राप्तुं तयोः पादौ स्पृशामि देवं नमस्करोमि इत्येवम् अहम् कस्यापि शुभस्य आरम्भं करोमि